भारतदेशे तु अनेकाः भिन्नाः कलाशैल्यः वर्तन्ते तेषु मम तु मन्दिरनिर्माणशैली अतीव रोचते किमर्थम् इत्युक्ते एकैकस्य मन्दिरस्य एकैकः भिन्ना शैली एकैका भिन्ना शैली वर्तते तेषु मम तु तमिल्नाडुराज्यस्य विद्यमानं रामेश्वरं रोचते अनन्तरम् ओडिस्साराज्यस्य विद्यम् ओडिस्साराज्ये विद्यमानं सूर्यदेवस्य मन्दिरं भवति कोणार्क् तद् रोचते किमर्थम् इत्युक्ते यदि रामेश्वरं गच्छामश्चेत् तद् बृहत् गोपुरमस्ति तत्र एवं ट्वेण्टि टु अथवा ट्वेण्टि फ़ोर् वेल्स् थ वेल्स् भवन्ति एका एकस्य कूप्यां जलं भवति तद् जलम् अभिषेकरूपेण ईश्वराय यच्छन्ति ईश्वराय अभिषेकं कुर्वन्ति तस्याः शैली अतीव सुन्दरा अस्ति एवं केरलाराज्ये अनन्तपद्मनाभस्वामीमन्दिरम् अस्ति तस्य शैली किञ्चित् भिन्नम् अस्ति एवं कोनार्क् सूर्यदेवस्य मन्दिरे तु बहु आश्चर्यकरा शैली दृश्यते द्रष्टुं शक्यते तत्र यदि तद् शिथिला शिथिलं न जातं तर्हि तत्र वयं द्रष्टुं शक्यते य यद् रथसप्तमीपर्वदिने मन्दिरस्य गोपुरात् सूर्यकिरणाः साक्षात् गर्भगृहं प्रति गच्छन्ति इति एतत्तु सम्यक् आर्किटेक्चर् अस्ति नाम अस्माकं जनाः तु पूर्वकाले एव तावत् एड्वान्स्ड् आसं वितौट् एनी टेक् टेक्नालजि विना तावत् एड्वान्स्ड् आसन् तत्तु बहु आश्चयकरः आश्रयकरः अस्ति तावदेव तद्वदेव शैली अहं वयं सर्वे इदानीम् अयोध्यामन्दिरम् अयोध्यायां रामस्य रामजन्मभूमिक्षेत्रे अपि द्रष्टुं शक्यते